षट्पञ्चाशताधिक ऊनविंशतिशततमवर्षस्य फ़ेब्रवरि मासस्य षोडशदिनाङ्कः अष्टाशीत्यधिक ऊनविंशतिशततमस्य नवम्बर् मासस्य तृतीयदिनाङ्कः त्रिनवत्यधिक ऊनविंशतिशततमस्य डिसम्बर् मासस्य त्रयोदशदिनाङ्कः चतुर्दशाधिक विंशतिशततमस्यवर्षस्य अप्रेल् मासस्य एकविंशतिदिनाङ्कः षोडशाधिक विंशति चस् शततमस्य सेप्टेम्बर् मासस्य त्रिंशद्दिनाङ्कः